पाकारम्भात् पूर्वं किं पाकम् कुर्मः इति पूर्वमेव निश्चितं कृतम् अस्ति तादृशं तादृशं निश्चयं कृत्वा करोमि चेत् समयः न यवनम् वेस्ट् न भवति समये ब पाकसमये भवति पूर्वं किं शाकं करणीयम् इति निश्चित्य पाकशाकानां कर्तनं कृत्वा सिद्धम् स्थापयेयुः अनन्तरं किं पात्रम् उपयोगं करणीयम् दर्व्याः उपयोगम् आवश्यकं वा इति सिद्धं करणीयम् तैलमस्ति वा मरीचिकायाः चूर्णमस्ति वा अनन्तरम् पलाण्डुः वा आवश्यकं वा किं किं शाकानि उपयोगं करणीयम् इति निश्चयं कृत्वा पूर्वं पूर्णम् एव कर्तयित्वा सिद्धं स्थापनीयं स्थालिकायां सिद्धं स्थापयितुम् अनन्तरं ग्यास् आन् कृत्वा पात्रं स्थापयित्वा अन्य शा शाकानाम् उपयोगं कृत्वा अन्य उपकरणानाम् अपि उपयोगं कृत्वा मरीचिकायाः चूर्णं वा नमक् लवणं वा उपयोगं कृत्वा शीघ्रं पाकं कर्तुमर्हसि